आ हरिः ओं नमस्कारः मम नाम हा मम नाम ईशा चन्दमशान्ते इति वर्तते अहं वर्धा नगरतः भाषमाणा अस्मि मम कृते वस्तुतः एकं नूतनं सिम्कार्ड् अपेक्षते इति कृत्वा इदानीं दूर्वाणी कृता तर्हि भवान् कृपया नाम मम कृते तु बि एस् एन् एल् सिम्कार्ड् अपेक्षते तर्हि कृपया भवान् काञ्चित् काञ्चन प्लान् वक्तुं शक्नोति वा बी एस् एन् एल् बी एस् एन् एल्

आं तत्तु अस्ति एव परन्तु तस्य नाम प्रतिमासं तस्य किं रेट् तु किञ्चित् न्यूनः एव वर्तते खलु इत्युक्ते नाम तत्र शतं शतं वा द्विशतरूप्यकाणां तत्र भेदः इति कृत्वा मया नाम बी एस् एन् एल् एव स्वीक्रियमाणः वर्तते तदेव तथा च एवं

अस्तु तर्हि नाम अस्मिन् पर्याये अहं षण्मासानां कृते जियो इति कृतं हा प्रयासं करोमि यदि रोचते तर्हि अग्रेऽपि अहम् एतदेव क्रेष्यामि तर्हि मम कृते एकं षण्मासिक प्लान् विहारकं सिं कार्ड् भवान् दातुं शक्नोति वा कृपया त्य तस्य रेट् इत्यादिकं न न न पोर्ट् मास्तु न न मास्तु एकं बि एस् एन् एल् इत्यस्य एव भवतु अपरञ्च अहं षण्मासिकं षण्मासिकं तत् क्रेष्यामि किं जियो इत्यस्य जियो जियो

न न न केवलं षण्मासिकम् एकं जियो सिं कार्ड् तत्राहत्य चतुश्शतं चत् चतुश्शतरूप्यकाणामेव खलु अस्तु अस्तु तर्हि एकं न बि एस् एन् एल् इत्यस्य अस्ति एव परन्तु एकं षण्मासिकं जियो सिं कार्ड् अपि प्राददत् प्र प्रददातु इत्येव प्रार्थये यत्र हा एवम् एवं नाम भवान् यद् अहं भवतः एतस्मिन्नेव दूरवणीक्रमाङ्के एतत् सर्वं प्रेषयामि तत् चलति वा मम आधार् कार्ड् तत्र मम फ़िङ्गर् प्रिण्ट् इत्यादिकं सर्वं नाम अस्तु तर्हि अहं श्वः आगच्छ आसं तु चलति वा इत्युक्ते इदानीं किञ्चित् कार्यान्तरे व्यस्ता अस्मि तर्हि फ़िङ्गर् प्रिण्ट् इत्यादिकमहं श्वः ददामि परन्तु आदार् कार्ड् नम्बर् इत्यादिकं यत् शक्यते तदहम् इदानीमेव ददे चलति वा अस्तु यतो हि तर्हि श्वः एव आगत्य अहं पेमेण्ट् करोमि अथवा भवान् वदति चेत् इदानीम् अस्मिन्नेव क्रमाङ्के फ़ोप्न्पे अस्ति खलु भवतः सकाशे तर्हि

एवमस्तु तर्हि अस्तु श्वः तत् एवमेवं तत्र श्वः आगत्य एव भाषे अस्तु धन्यवादाः धन्यवादः भूरिषः धन्यवादाः